अस्माकं भारते वयं सर्वे वयं चायं पिबामः तत्र बहवः बहुविधाः चाय् चायं सन्ति तत्र प्रधानतया अस्माकम् अस्माकं गृहे सर्वे अपि चायं वयं निर्माणं कुर्मः चायं पीत्वा एव अस्माकं प्रथमं दिनस्य दिनस्य आरम्भः भवति तत्र अस्माकं मम गृहे एवम् अस्ति तत्र चायं क्षीरसहितं चायमेव वयम् अस्माकं गृहे पि पिबामः कस्मिंश्चिद् दिने क्षीररहितम् अपि चायं वयं पिबामः अपि च तत् तत्र चायस्य निर्माणं कथम् इत्युक्ते वयं प्रथमं स्टौ इति स्टौ चुळ्या चुळ्या चु चुळ्युपरि किं तत्र पानं स्थालीं स्थापयित्वा तत्र जलं सह वयं स्थापयामः अनन्तरं तस्य तस्य तस्मिन् चायस्य धूळिं स्थापयामः अनन्तरं तस्य किञ्चित् कालानन्तरं ज् ज् ज्वालेन अनन्तरं तद् चायरूपेण तद् जायते अनन्तरं तद् तस्य तस्मिन् विद्यमाने विद्यमानं धूलयः तत्सर्वं निष्कास्य वयं चषके वयं स्थापयित्वा वयं चायं पिबामः पिबामः यत्